मनोविज्ञाने मनोविज्ञानविषये मानसिकस्वास्थ्यविषये सर्वत्र चर्चा अस्ति अहं शिक्षाचार्यम् अपि पठितवान् तत्र विद्यावारिधौ अपि तत्र आसीत् एत् एतद् शैक्षिकम् अतः मानसिकस्वास्थ्यं शारीरिकस्वास्थ्यम् इति भेदद्वयं दृश्यते मानसिकं स्वास्थ्यम् इत्युक्ते ये जनः कदाचित् चिन्तितः भवति चिन्तामग्नः भवति क्रुद्धः भवति तर्हि तस्य साक्षात् प्रभावः मनसि भवति मस्तिष्के भवति मस्तिष्के यदा लोड् भवति यदि अधिकं अधिकं जनाः तत्र अन्यथा चिन्तयन्ति तर्हि निश्चितरूपेण तस्य प्रभावः महान् प्रभावो भवति जनाः कदाचित् न पठन्ति बालकाः न पठन्ति किन्तु न पठन्ति चेत् परीक्षाकाले तेषां कदाचित् तत्र अधिकः भारः भवति अतः ते कदाचित् खिन्नाः भवन्ति दुःखिनः भवन्ति तथा सर्वत्र दृश्यते मम राजस्थानप्रदेशे तथा कौन्सेलिङ्ग् परामर्शकेन्द्राणि अत्र सन्ति अस्माकम् अत्र विश्वविद्यालयेऽपि यत्र अहं पाठयामि तत्रापि छात्राः आगच्छन्ति छात्राः चिन्ताग्रस्ताः भवन्ति छात्राः न पठन्ति तर्हि तस्याः समस्यायाः समाधानार्थं वयं तत्र परामर्शं योजयामः परामर्शे बहुविधप्रश्नाः भवन्ति प्रश्नान् कुर्मः प्रश्नानाम् उत्तराणि ते यच्छन्ति तदाधारेण तत्र वयं वदामः तत्र श्लोकाः भवन्ति पद्यानि सन्ति उत्तमानि पद्यानि सन्ति तानि वयं श्रावयामः कदाचित् तत्र दृश्यश्रव्यचित्राणि भवन्ति लघुलघुनाटकानि भवन्ति तत्र प्रेरणास्पदम् इत्युक्ते अभिनवबिन्द्रा अस्ति अथवा खेडा शिवखेडा महोदयः अस्ति मोटिवेशनल् सेमिनार् सः करोति प्रेरणात्मकं प्रेरणास्पदं तत्र प्रेरकप्रसङ्गाः भवन्ति तानि प्रसङ् तान् प्रसङ्गान् यदि श्रावयामः तर्हि छात्रः पुनः जागरूकः भवति तस्य अनुत्साहः गच्छति उत्साहः आगच्छति क्रो क्रोधादि न भवति सः पठति पठने संलग्नः भवति पुरस्कारादि व्यवस्था अपि भवति यः पठति तस्मै पुरस्कारः यः न करोति तस्मै किमपि न दीयते अतः तत् तेन ते प्रेरणां प्राप्नुवन्ति तेऽपि सम्यग्रीत्या पठन्ति एवमेव तत्र स्वास्थ्यविषये वयम् अत्र कुर्मः अन्यत्र राजस्थाने चिकित्सालयकेन्द्राणि अपि सन्ति यत्र मनो रोगविशेषज्ञाः चिकित्सकाः सन्ति राजस्थाने अस्ति सवैमानसिंघचिकित्सालयः अस्ति एस् एम् एस् इति नाम्ना अत्र जयपुरे बृहन् चिकित्सालयः अस्ति तत् तत्र ये चिकित्सकाः सन्ति तेषां सर्वत्र नाम कीर्तिः अस्ति अतः बहु सम्यगेव